हरिः ओम् कः वार्तालापं करोति स्विग्गि समन्वयको व अहं वैभवः होटेल्तः तत्र रोटि सब्जि आर्डर् कृतवान् आसम् सः यः आनीतवान् सः विलम्बेन आनीतवान् एकं पुनश्च तत्र आनीय सः दानसमये अहं पृष्टवान् किमर्थं विलम्बेन आनीतवान् भोः इति सः भवान् एकाकि न एवं बहवः तद् पदार्थान् आर्डर् कृतवन्तः आदिष्टवन्तः तत्र अहं यदा यदा समये मिलति यदा यदा होटेल्मध्ये मिलति तदनुगुणम् आनयामि मम एतद् ड्यूटि अस्ति मयापि उद्योगार्थम् एव कार्यं क्रियते इति किमपि किमपि उक्तवान् अस्ति अतः अहं भवतां निकटे एतद् निवेदयितुम् इच्छामि यथा शीघ्रं तस्य सेवकस्य यः अस्ति तस्य नाम किमपि उक्तवान् सः ममद्बैजान् वा इति किमपि उक्तवान् तस्य सविदे कृते किञ्चित् उपदेशं यच्छन्तु य् येन इतप्परं पुन पुनः भवतां कम्पनि उपरि कम्प्लेण्ट् नागच्छेत् पुनः ग्राहकाः दुःखिताः न भवेयुः अतः अहम् अस्मिन् सन्दर्भे भवताम् सविधे एवं निवेदनं कुर्वन् अस्मि यदि यः पुनरपि एकवारम् एतादृशः अनुभवः आयाति चेत् अहम् भवद्भिस्सह व्यवहारं जीवने कदापि न करिष्यामि इत्यपि ज्ञापयितुम् इच्छामि ओके अस्तु पुनर्मिलामः स्थापयामि धन्यवादः